स्थानीयकलाकारानां सहायतां पुष्टिं कर्तुं तेषां प्रथमं किं करणीयम् इत्युक्ते तेषां एतद् ऐडेन्टिफै कृत्वा तेषां कृते किमपि समस्या अस्ति वा तस्य वर्धने तस्य प्रो तेषां प्रोत्साहं दातुं किमि परस्कारं दत्वा प्रोत्साहं दातव्यं केचन निर्धनाः सन्ति धनसहायं कर्तुं शक्यते अनन्तरं तेषां कृते कुत्रापि तेषां कार्यक्रमं योजनीयं तत्कृत्वा तस्य कृति परिचयः कृतिपरिचयं करणीयं कार्यागारं करणीयं लघु लघु कार्यागारं करोति चेत् तेषां किं करोति सः कलाविधः किं करोति किं कलाकृतिं करोति जनानां कते परिचयं करोति चेत् तस्य एकं प्रोत्साहं भवति धनसहायं मिलति कलाकृतिविक्रयणं भवति चेत् तस्य प्रोत्साहः भवति अनन्तरम् अन् अनुमोदनं करोति चेत् अपि तस्य प्रोत्साह भवति धनसाहायं तु आवश्यकमेव तस्य परिचयं जनमानसमध्ये परिचयं करणीयं सर् सर्वकारस्य सर्वकसरस्य इत्युक्ते इत्युक्ते अस्माकं परिचयजनान् पुरस्कारं ददाति तदेव पर्याप्तम् अनु अनुदानं ददाति चेदपि तदेव पर्याप्तं तत् करणीयम् इति मम चिन्तनं